आम् अस्माकं प्रदेशे स्थानीयव्यापारे पर्यटनं तावत् मुख्यमस्तीति वक्तुं शक्यते किमर्थमिति चेत् अस्मिन् उडुपिप्रदेशे बहवः व्यापारिणः अन्यतः आगत्य अत्र तिष्ठन्ति अन्यतः नाम मार्वाडीस् इति वयम् उच्यन्ते खलु ते सर्वेप महाराष्ट्रतः अत्र उडुपिप्रदेशे आगत्य अत्य व्याप अत्र व्यापारं कुर्वन्ति एवम् उत्तरकर्नाटकीयाः ये जनाः सन्ति तेपि ते सर्वेपि अत्र उडुपिप्रदेशे अपि उडुपिकुन्दापुरप्रदेशे एव ते व्यापारं कुर्वन्ति प्रदानतः ते व्यञ्जनव्यापारं कुर्वन्ति पर्यटनपूर्वकव्यापारेण तेषां लाभादायि लाभे आधिक्यं भवति एवं जात्रादिसमये ना नाम रथोत्सवादिसमये अपि अत्र पर्यटकव्यापार व्यापारपर्यटकाः अतीव अतीवः भवन्ति तत्र अस्माकं लाभः भवति यत् एकस्मिन्नेव प्रदेशे नानाविधवस्तूनि अस्माकं लभ्यन्ते व्यापारे पर्यटनं तावत् मुख्यमस्ति कथमिति चेत् यदि पर्यटनादिकं क्रियते तदा एव अस्माभिः अपेक्षितं वस्तु यदस्ति तद् तत् लभ्यते एकत्रैव क्रेन् केन्द्रीकृतो भव यदि अस्मा यदि वयम् एकत्र क्रेन् केन्द्रीकृताः भवन्ति तदा यद् अपेक्षितम यद् वस्तु अस्ति तत् न लभते तस्मात् पर्यटनरूपव्यापारः मुख्यमस्ति अस्मिन् प्रदेशे इति वक्तुं शक्यते